सामान्येन अहं नगरनिवासी अस्मि ततः एकदा मया ग्रामः गन्तव्यः आसीत् तत्र बहुदिनानि स्थातव्यानि च आसीत् तस्मिन्समये अहं मम गृहस्य उपरि तथा च ग्रामस्य चतुर्दिक्षु तत्र जनाः तस्मिन्समये धान्यक्षेत्रेषु कार्यं कुर्वाणाः मया दृष्टाः तस्मिन्समये अहं चिन्तितवान् अहमपि किञ्चित् मम स्वपरिश्रमेण सस्यानि उत्पादयामि इति त तेनैव कारणेन अहं यदा पुनः मम नगरं प्रति आगतवान् तस्मिन् समये मम गृहस्य पार्श्वे यत् रिक्तस्थानम् आसीत् तस्मिन्नेव स्थाने किञ्चित् लघुवृक्षः स्थापितः पुनः तत्र पुष्पवृक्षः अपि मया तत्र वर्धितः यदा तेषु वृक्षेषु तथा प्रु पुष्पवृक्षेषु च पुष्पाणि आगतानि तस्मिन्समये पुष्पोद्गमं दृष्ट्वा मम मनः अत्यन्तं प्रफुल्लितं सञ्जातम् ततः परं मया तस्य तस्य विषये किञ्चित् चिन्तितम् अस्ति तद्विषयकम् अहं तस्य ततः परं अहं किं कृतवान् नाम यदा कादाचित् अहम् एकं नूतनं उद्यानं लघु उद्यानं वा कुत्रचित् पश्यामि चेत् तस्य संरक्षणपूर्वकं आनीय मम उद्याने स्थापयन्नस्मि पुनः तस्य वर्धनमपि अहं कारितवान् ततः परं यदा अहं बहिः पठनार्थम् आगतवान् तस्मिन् समये तस्य संरक्षणस्य दायित्वं मम अनुजस्य कृते अहं दत्तवान् इदानीं सः तस्य उद्यानस्य रक्षकरूपेण तथा तेषां वृक्षलतानां संरक्षणाय वृतिः अस्ति